अहम् उद्योगार्थं त्रिंशत् किलो मीटर् दूरपर्यन्तं गच्छामिस्म गन्तुम् तत्र यानव्यवस्था सम्यक् नासीत् बहु कालपर्यन्तं मया तत्र वाहनस्य निरीक्षा करणीया आसीत् अतः अहं बैक् यानेन गन्तुम् आरब्धवान् किन्तु यदा वृ वर्षति तदानीं बैक् याने अहं सम्पूर्णतया आर्द्रः भवामि स्म मार्गः अपि सम्यक् नासीत् अतः द्विचक्रिकायां गन्तुं बहु क्लेशः आसीत्